अस्माकं क्षेत्रे अपराधपरि परिमाणं महदेव अस्ति यतः तत्तु निरुद्योगेन एव आरभ्यते जनैः चौर्यकार्याणि तु सम्भवन्त्येव रेलयानानां स्थानेषु अपि च अपराधः इति चिन्त्यते चेत् मतान्तरमपि महदेव चलति यवनाः एतत् कार्ये बहु रताः सन्ति अपि च दारिद्र्यवशादेव केचन चौर्ये प्रवर्तन्ते अस्य कृते परिहारः द्रष्टव्यः भवति